हरि ओम् हा नमस्ते इदं भवति पूर्णप्रमितिपुस्तकालयं

प्रातः अष्टवादने उद्घाटनं भवति सायंकाले नववा सायं रात्रौ नववादनपर्यन्तं अस्ति आम्

हा अहम अत्रैव भवामि अतः आगन्तुं शक् शक्यते हा नास्ति नास्ति

हा अत्र संस्कृतभाषायाः सम्बन्धिपुस्तकानि अपि लभ्यन्ते तथा शा शास्त्रसम्बन्धीनि व पुस्तकानि अपि लभ्यन्ते तत्र तर्कशास्त्रसम्बन्धितया तथा च अन्यशास्त्राणामपि लभ्यते

अस्तु

आम् आम् हा तानि अपि लभ्यन्ते अतः अहं प्रेषणीयं खलु

हा अस्ति अस्ति हा हा अस्तु हा अस्तु विंशति पुस्तकानि हा हा तत्तु शत रूप्यकाणि भवन्ति हा हा भवन्तः सर् सर्वदा अत्रैव आगच्छन्ति खलु अतः किञ्चित् न्यूनं कुर्मः हा आमां जानामि अतः अस्तु अस्तु

अस्तु अस्तु प्रेषयामि अहं कथं कुत्र कथं प्रेषणीयं भवती मया

हा अस्तु अस्तु हा अस्तु कदा प्रेषणीयं भवति

हा अस्तु श्व श्वः एव प्रातःकाले बस् यानद्वारा अहं प्रेषयामि हा अस्तु धन्यवादः